भारतीयदार्शनिकपरम्परायां मुख्याः पुरुषाः बहवो सन्ति एते एव इति परिगणना कर्तुं न शक्यते किमर्थम् इत्युक्तौ ये ये भारतीयपरम्परायाः उन्नत्यर्थं ग्रन्थान् कृतवन्तः अथवा पोषितवन्तः ते सर्वेऽपि मुख्याः एव